तव वैयक्तिकं लक्ष्यानि साधयितानि कार्याणि सन्ति मम लक्ष्यं मम निश्चयः मम ल लक्ष्यम् किन्तु मम अल्पसमयः अस्ति तत् साधयितुं मम लक्ष्यम् अस्ति यत् अहं किं कर्तुं गच्छामि लक्ष्यं लक्ष्यं किं पुरुषस्य जीवने लक्ष्यं लक्ष्यम् भवितुम् अर्हति अतः कोपि शिक्षिकः आसीत् यः कोपि कृषकः न वदति तथा च देशभक्तिः करोतु मम लक्ष्यं किन्तु एतत् लक्ष्यं प्राप्तुं भिन्नाः विघ्नाः विघ्नाः च सन्ति अतः यद्यपि एषा वेदनाः विवादाः च तेषां सर्वेषां कर्तुं च गमिष्यामि परन्तु अहम् एतत् लक्ष्यं प्राप्तुं प्राप्तुं मम लक्ष्यम् एकाग्रं कर्तुं गच्छामि तथापि साधयितुं गच्छामि एतत् कर्तुम् अहं विकीपिडिया उपलभ्यमानानि भिन्नानि पुस्तकानि भिडियो च दृष्ट्वा स्वलक्ष्यं गच्छामि इति